पाककालसमये बहूनां पात्राणाम् उपयुज्यं कुर्मः चषकः स्थालिका चमसः कंसः दर्वी सम् समदर्वी इत्यादिकम् चषकेन जलं चायं क्षीरं कषायः तक्रं च पिबामः स्थालिकायाम् उपाहारं भोजनादिकं स्वीकुर्मः चमसः मिश्रणं खाद्यं खादामः मिश्रणमपि कुर्मः कंस कंसे मिष्टान्नं पायसं पयोहिमं स्वीकुर्मः दर्वी द दर्वीं उपयुज्य क्वथितं स्वीकुर्मः समदर्वीनां दोसां निष्कासयामः पात्रां पात्रं विना पाककरणं न शक्नुयामः अतः पात्राणाम् उपयोगं कुर्मः